अहं एकां नूतनं भोजन उत्पीठिकां कृतवती तत्र केचन किञ्चित् दोषाः सन्ति केचन दोषाः सन्ति इत्युक्ते बहु भारः तस्य अस्ति अतः इतस्ततः किञ्चित् आपण अपसरणं कर्तुं बहु क्लेशः भवति अनन्तरं तस्य आसन्दस्य उपरि वस्त्रपूर्णं कुषन् इति अस्ति अतः तद् शुद्धि शुद्धं कर्तुं अपि बहु क्लेशाय भवति